नमस्कारः विद्यालयात् परं सायङ्काले काले शिक्षणस्य तथा च विशेषवर्गस्य कृते आवश्यकता भवति परन्तु अहं चिन्तयामि सायङ्काले यदि क्रीडादिकं करोति चेत् तस्य स्वास्थ्यं बहु सम्यक् भवति इति मम अभिप्रायः कारणं सम्पूर्णदिनं यदि विद्यालये पठति प्रातः अपि पठति रात्रिकाले पठति तर्हि सायङ्काले किमपि विशेषवर्गस्य कृते का आवश्यकता तत्र किञ्चित् समयः छात्राणां कृते अथवा मम कृते अपि अवसरः प्रदेयः किञ्चित् क्रीडादिकं किञ्चित् भ्रमणादिकं कुर्मः चेत् किञ्चित् शारीरिकमानसिकस्वास्थ्ये अपि परिवर्तनं भवति तदेव महानं भवति अहं चिन्तयामि